क्षेत्रीयराज्यराष्ट्रीय अन्ताराष्ट्रीयस्तरेषु आयोजितेषु कस्यामपि छायाचित्रप्रतियोगितायां त्वं भागम् अहव अवहः किं तद्विषये वद यदि न भागं ग्रहीतुम् इच्छसि वा आम् क्षेत्रीयराज्यराष्ट्रीय अन्ताराष्ट्रीयस्तरेषु अयोजितेषु कस्यापि छायाचित्रप्रतियोगितायां छायाचित्रं नाम एवमेव छायचि चित्रं ये स्वीकुर्वन्ति तत् छायाचित्रमिति अहं मन्ये तत्र मया भागः न ग्रहीतः किन्तु अहं गृहि भागं ग्रहीतुम् इच्छामि आम् मयापि किञ्चित् प्रसिद्धिम् अपि प्राप्तव्यं खलु सो अतः अतः मया तत्र राज्यस्तरीयः वा अथवा राष्ट्रस्तरीये वा इयं छायाचित्रे भागहरणं मयापि करणीयं तेन प्रसिद्धिमपि अवाप्तव्यं प्रसिद्धिमपि प्राप्तव्यं तेन तद्दृष्ट्वा मद् मातापितरौ दृष्ट्वा सन्तोषम् अनुभवेयुः अनन्तरं मम अनुजे द्वे द्वे अपि सा मयापि एवं भवितम् इति किञ्चित् आदर्शकं भवेत् तादृशं किमपि कार्यं कृत्वा यदि तस्मिन् राज्यस्तरीये अथवा राष्ट्रस्तरीये गच्छन् चेत् सम्यक् इति मे भाति अवश्यं मया इष्यते तत्र भागं ग्रहीतुं किन्तु कदा आगच्छति इति अहं न जानामि एतावता उक्त्वा विरमामि